नमस्ते मम नाम देवराजः मम पुरतः एक प्रश्नः अस्ति त्वं काल्पनिककथां लिखितुम् इच्छा अस्ति उत वैचारिकप्रबन्धान् आं चिन्तयामि वैचारिकप्रबन्धमेव अहम् इच्छामि व अन्यः एकः प्रश्नः तव इष्टतम लेखकः कः मम इष्टतम लेखकः विश्वेश्वरभट्टः अन्यः एकः प्रश्नः इत्युक्ते प्रश्नः इतोपि उद्धृतं भवति तेन किं लक्षितं त्वया तेन जीवनलक्षं जीवनप्रीतिं लक्षितं मया इत्युक्ते अहं वैचारिकप्रबन्धान् इच्छामि विश्वेश्वरभट्टः इति एकः लेखकः अस्ति सः कन्नडभाषायां लिखति मम मातृभाषा कन्नडम् इति कारणेन अहमपि उत्तमतया अवगन्तुं शक्यते इति कारणेन कन्नडभाषायामेव लेखनं वा किमपि वा पठामि सः विश्वेश्वरभट्टः उत्तमतया वैचारिकरूपेण सः तस्य विषयं निरूपणं करोति कुरु करोति सः तस्य लेखकः लेखनस्य विषये किम् इत्युक्ते सः लेखने जीवनस्य प्रीतिः कथं भवन्ति भवितव्यं कथं जीवनं करणीयम् इत्युक्ते इदानीं वदमः खलु व्यक्तित्व विकासनं पर्सनालिटि डेवलप्मेण्ट् इति वदति खलु तादृशं लेखनं भवन्ति त तस्य लेखने तदा यदि तस्मिन् तादृशं विषयं पठामः चेत् अस्माभिः अपि यदि जीवने किमपि असन्तोषकरविषयः भवति चेत् यदि जीवने किमपि निरुत्साहः भवति चेत् तत् तामपि एतस्य लेखनं पठामः चेत् तत् इतोपि स्फूर्ति दायकं भवति तेन कारणेन तस्य लेखनम् अहम् इच्छामि विश्वेश्वरभट्टः मम इष्टतम लेखकः तस्य विहाय तं विहाय अन्यः एकः लेखकः इत्युक्ते तदेव शिवराम कारन्त् इति वक्तुं शक्यते तस्य लेखने अपि सः वैचारिकरूपेण विषयं स्थापयति